हरिः ओम् हरिः ओं प्रीतं भवान् कुत्र अस्ति भवन्तमहम् उक्तवती आसं समये आगच्छतु मया शीघ्रं गन्तव्यमस्ति किम् आमाम् एतादृशं यदि भवति मार्गे तर्हि किञ्चिद् पूर्वमेव भवान् प्रस्थानं करणीयं न तर्हि तु द्विघण्टा पूर्वं प्रस्थानं कुर्यात् पश्यतु मम बहोत् बृहत् मेलनमस्ति भवान् यदि एतादृशं करोति एतद् भाटकमपि अधिकं नयति भवान् समयेऽपि नागच्छति किमर्थं सर्वदा भवान् मम हानिं कारयति अहं तु उक्तवती न तत्र आगर्तलायां गन्तुमिच्छामि तत्र मम मेलनमस्ति शीघ्रं प्रेषयतु भविष्यति वा किं शीघ्रं तं वदतु शीघ्रम् आगच्छेत् पश्यतु एवमेव तु एकघण्टा अभवत् अहमत्र मार्गे अपेक्षारता अस्मि भवान् शीघ्रम् आगच्छतु दशनिमेषाभ्यन्तरे आगच्छतु नोचेत् अहं केन्सल् करोमि किं भोः आगर्तलायां तु मार्गाः सम्यक् सन्ति अस्तु अस्तु अस्तु अस्तु मम विलम्बः जातः भवान् शीघ्रं भवान् आगच्छतु नोचेत् इतोपि एकं प्रेषयतु शीघ्रं मम विलम्बः भविष्यति अस्तु अस्तु बृहत् मिटिङ्ग् अस्ति भोः मम कृते अपेक्षा न भविष्यन्ति ते तदा भवानपि प्रयत्नं करोतु शीघ्रम् आगन्तुम् अहं स्थापयामि शीघ्रम् आगच्छतु